अन्ताराष्ट्रीयक्रीडा इत्युक्ते अस्माकं भारतीयाः भारतीयानां क्रीडा क हाकी वर्तते सर्वदा हाकीमध्ये विजयं व् वि विजयं प्राप्नोति स्म किन्तु इदानीम् इदानीन्तनकाले कब्बड्डि अपि अन्ताराष्ट्रीयक्रीडारूपेण मान्यता प्राप्यते स्म पुनः मल्लयुद्धमपि अन्ताराष्ट्रीयक्रीडारूपेण अङ्गीकृताभव